अहं तु नगरे वसामि अत्र विद्युत्समस्या इति बहुधा न भवति किन्तु ग्रामिणप्रदेशे बहुधा विद्युत् अभावः भवति विद्युत् छेदः भवति तस्मिन् समये तु बहु संकष्टः भवति वृष्टिसमये तु बहु बृष्टिः आगच्छति वृक्षाः पतन्ति इति कारणतः सप्ताहद्वयमपि विद्युत् न भवति एव तदनन्तरं ग्रीष्म समये तु अन्या एव समस्या भवति उत्पादनसामर्थ्यं न्यूनं भवति किन्तु आवश्यकता अधिकं भवति इति कारणतः विद्युत् व्यत्ययः भवति तस्मिन् समये तु बहु आवश्यकता भवति किन्तु विद्युत् न भवति